नमस्ते महोदय मम भूमिः आवश्यकी आसीत् भवतां सविधे अस्तीति श्रुतं अतः तत्र धनं कीयद्भवति कथं भवतीति प्रष्टवयम् इति कृतम् कति वर्षाणां कृते दीयते इत्यादिकं प्रष्टव्यम् इति कृतं हा एवं कुत्र कुत्र अस्ति हा एवम् एवं तिरुपत नेल्लूर् मध्ये अस्ति वा हा अस्तु तत्र कति रूप्यकाणि भवन्ति हा हा हा हा हा हा बहु अधिकं जातम् अथवा इतोऽपि न्यूनतया कुत्रापि नास्ति वा नाम भूमेः परिमितिः अपि तादृशी नावश्यकी इतोऽपि हा हा हा एवम् एवम् एवं हा हा

हा हा हा

एवम् एवं हा हा हा हा तत्र हो एवं वा हा हा हा हो तथा हा हा हा तथा हो तथा

वासव्यवस्थार्थं कथं क्रीयते तत्र अस्ति वा किमपि ओ तथा अस्माकं तु कूपीयजलम् आवश्यकं भवति अतः तद्भवति वा हो एवं तर्हि सम्यक् हा हा एवम् अस्तु तर्हि अहं तत्र आगमिष्यामि मध्याह्ने अनन्तरं वदामि अस्तु